कार्यकरणात् पूर्वमेव सम्यक् आलोच्य प्रारम्भं कुर्यात् तथापि यदि दोषः स्खालित्यं वा सम्भवति तदा दोषस्य कारणं अन्वेष्टव्यं तदनन्तरं दोषपरिहाराय मार्गान् अविश्य पुनः सावधानतया कार्यं कुर्यात् एकवारं अहं विश्वविद्यानिलये मौलिमापनकार्यं करोति स्म तदा दृष्टिदोषेण किञ्चित् अधिकसंख्या अभवत् तदा यदा अहं तत्र दृष्टवती तदा अहं तत्र उक्तवती तत्र अधिकारीणः समीपं गत्वा अहं उक्तवती अद्य कार्यं न समीचिनं अभवत् इति मां क्षम्यताम् पुनः अहं पुनरपि तत्र कार्यं करोमि इति उक्त्वा अहं तत्र गत्वा पुनः मौल्यमापनं कृतवती तत्र अङ्कानपि समीक्षा सम्यक् आलोच्य सम्यक् दृष्ट्वा परिशील्य तत्र अङ्कानि दत्तवती अनेन दोषः परिहृतः